भोः अरुण्कुमार् महोदय दिशा फ़ुड् कार्नर् इत्येतस्य नायकः मम गृहे आगामिनि शुक्रवासरे कश्चन कार्यक्रमः वर्तते बहवः बान्धवाः अत्र आगच्छन्ति तत्र भोजनार्थं विशेषरूपेण व्यवस्था करणीया किं भवान् करोति तत्र पलाव् आवश्यकम् अनन्तरं खाद्यानि आवश्यकानि भोजनम् आवश्यकं एतत्सर्वं किं डिस्कौण्ट् रूपेण अल्पमौल्येन भवान् तत्र प्रदातुं शक्नोषि किम्